इतिहासशब्दस्य परम्परायाम् अनेकाः अर्थाः प्रतिपादिताः तत् सत्यम् तद्विषये अहं किञ्चित् वदामि इतिहासः इत्यस्य उद्भवः अर्थस्य व्युत्पत्तिः वर्तते संस्कृतशब्दः संस्कृतव्याकरणे व्याकरणस्य व्याकरणं व्याकरणं व्याकरणस्य विद्व विदुषां मते इति धन् ह धन् आस् इत्यतेषां शब्दानां मिलित्वा इतिहासः इति शब्दस्य निष्पत्तिः भवति तत्र आधुनिकार्थस्य इतिहासस्य संप्राद साम्प्रदायिकार्थस्य च भेदः अस्ति सत्यम् अत्र भेदः अस्ति पुरातनः इतिहासः किम् आसीत् तत्र इतिहासः नाम किम् अवश्यमेव पूर्वकाले एतावत् घटना अभवत् अथवा पूर्वकाले किमपि घटना आसीत् अवश्यमभवत् निश्चिन्ततया एतादृशमेव अभवत् आसीत् इति नाम इतिहासः शब्दस्य अर्थः अस्य शब्दस्य प्रयोगः अनेकैः प्र अनेकैः प्राचीनग्रन्थैः ग्र अनेके प्राचीनग्रन्थे ग्रन्थे विलिख्य अनेकाः पण्डिताः गताः तेषाम् तैः किं कृतम् आधुनिकार्थस्य इतिहासस्य साम्प्रदा साम्प्रदायिकत्वेन बहवः भेदाः सन्ति तत्र अनेकेपि क साम्प्रदायिकः साम्प्रदायिकः अस्ति त सः वदति मम इतिहासस्तु भिन्नः अन्यै क अन्य केषामस्ति सः अपि वदति मम इतिहास्तु भिन्नः तत्र भारतीय इतिहासस्य साम्प्रदायिकं नाम तत्र भारतीय इतिहासस्य इतस्ततः कुर्वन् आङ्ग्लीयदेशीजनाः ये आङ्ग्लीयदेशीजनाःआङ्ग्लीयजनाः आसन् ते अस्माकं भारतीय इतिहासस्य इतस्ततः कुर्वन् अथवा प्राचीनकाले भारतवर्षस्य साम्प्रदायिकं साम्प्रदायिकत्वेन भिन्नमासीत् परन्तु तस्य एकमेव मूलमासीत् वेदः वेदः इति एतदेव मम अस्युपरि आधुनिकार्थस्य इतिहासस्य साम्प्रदायिकार्थस्य च भेदः अस्ति